हा नमस्कारः महोदय अभिवादये मम नाम धनतेज् कुमारः इति भवतां विषये भवत् एवं महोदय अत्र भवतां विषये अस्माभिः ज्ञातमस्ति यत् भवन्तः समाजसेवकाः अपि सन्ति इति भवद्भिः बह्य्वः सेवा सेवाः क्रियन्ते इति समाजस्य कृते तासां सेवानां विषये किञ्चित् विवरणं यच्छन्तु इति

ओ अत् अत्यन्तम् उत्तमं महोदय महान् आनन्दः जातः भवद्भिः ज्ञानदानं क्रियते ज्ञानसेवा क्रियते इति ज्ञात्वा सर्वेपि सन्तुष्टाः स्मः सत्यं सत्यं महान् आनन्दः महोदय भवद्भ्यः लुप्ताः कलाः अपि उज्जीव्यन्ते इति महान् आनन्दः नाम इतोऽपि ज्ञानदानेन साकं आनन्दः महोदय कौमारं मासयेत् प्राज्ञः इति भवन्तः बाल्यादपि सर्वान् छात्रान् पालयन्तः सन्ति इति महान् आनन्दः इतोऽपि भवद्भिः काः काः सेवाः क्रियन्ते एवं महान् धन्यवादः महोदय एवं महोदय धन्यवादः